हरिः ओम् नमस्ते अहम् अत्र भवताम् एतद् होटेल् मध्ये प्रकोष्ठं स्वीकृतवान् परन्तु बह्व्यः समस्याः वर्तन्ते खलु अत्र अहम् अहम् आनन्दः इति अहमानन्दः इति बेङ्गळूरुनगरतः आगतवानस्मि भवतां होटेल् मध्ये समस्या एव अस्ति केवलं समस्या हा प्रकोष्ठस्य सङ्ख्या दशम् हा दश इति अस्ति तत्र किं तत्र किं किमित्युक्ते तत्र व्यजनं न चलति विद् विद्युदपि सम्यक् न भवति तदा तदा विद्युदेव नास्ति अनन्तरं विद्युन्नास्तीति कारणात् उष्णं जलमपि नास्ति अनन्तरं ये अत्र अहं जलम् आनयितुम् उक्तवान् एतावत्पर्यन्तमपि जलमपि नागतम् अनन्तरम् अहं किञ्चित् फलानि आनय आनयतु इति उक्तवान् जलमपि नास्ति फलमपि नास्ति विद्युदपि नास्ति परन्तु जनरेटर् भवति खलु जनरेटरेव नास्ति वा होटेल् मध्ये जनरेटर् भवेत् खलु विद्युज्जनकः तादृशव्यवस्था नास्ति वा हा हा परन्तु तत्र उष्ण उष्णजलार्थं गीज़र् वर्तते खलु तत्रापि समस्या वर्तते तत्रापि समस्या वर्तते तथा वा न परन्तु इदानीं होटेल् इत्युक्ते तत् उष्णजलं सर्वदा भवति खलु सर्वदा भवेदेव हा अत्र तु अत्र तु शैत्यं वर्तते शैत्यकालः इति कारणात् उष्णजलं नास्ति चेत् बहु कष्टं पातुमपि उष्णजलमपेक्षितमहमुक्तवान् सः आनयति उक्त्वा गतवानेव एतावत्पर्यन्तमपि नागतवान् किमर्थम् एतादृशं भवति चेत् एतादृशं भवति चेत् बहु कष्टं खलु बहवः तीर्थक्षेत्रमिति कारणात् बहवः अत्र आगमिष्यन्ति एषा समस्या भवति चेत् कथं देवदर्शनं कथं भवेत् अस्माकम् आन अनन्तरम् अस्मन्निद्रा अपि न भवति अत्र कदाचित् एकवारमपि पूर्वमपि आगतवान् तदानीम् अपि समस्या आसीत् तदा अपि व्यवस्थापकमुक्तवान् एषा समस्या वर्तते इति हा कृपया झटिति कुर्वन्तु कृत्वा हा अस्तु अस्तु अस्तु धन्यवादः